प्रवासं कर्तुम् अहं बहु इच्छामि यदा भिन्नभिन्नदेशेषु मया प्रवासः क्रियते

तत्रत्यानां संस्कृतिः आचारः विचारश्च ज्ञातो भवति अतः प्रवासं करोमि तथैव प्रवासेन मानसिकशान्तिं लभते येन च मम कार्येषु पुनः सम्यक् प्रवर्तनार्थम् उत्साहः वर्धते अहं अधिकतया मन्दिराणां दर्शनार्थं प्रवासं करोमि तेन च देवदर्शनं पुण्याय भवति मनसः शान्तिरपि जायते